भारतीयशास्त्रीयनृत्यानां विषये अधिकं न जानामि नृत्यं दृष्टवती नाम अपि जानामि किन्तु शास्त्रग्रन्थाः के के सन्ति इति अहं न जानामि तद्विषये मम अधिकं ज्ञानं नास्ति ज्ञातुम् इच्छा तु अस्ति अतः अद्य अहं तस्य शोधनं कृत्वा भारतीयशास्त्रीयनृत्यानि

किं किम् अस्ति अपि च शास्त्रग्रन्थाः के के सन्ति इति ज्ञा प्रयत्नं करोमि ज्ञातुं प्रयत्नं करोमि सर्वदा ज्येष्ठाः वदन्ति किम् अनुभवः नास्ति चेत् ज्ञानं नास्ति चेत् चिन्ता मास्तु किन्तु ज्ञानस्य बुभुक्षा आवश्यकम् इति अतः अस्मिन् प्रश्नेन मम ज्ञानं किञ्चित् वर्धनं भवति इति मन्ये अहम् अद्य एव अस्य प्रश्नस्य उत्तरं शोधनं करोमि